हरि ओम नमश्काराः मम नाम सुजय इति हा सुजयहेगडे इति नमस्ते अहं मैसूरतः चेन्नै गन्तुं यानानि कति सन्ति इति प्रछ् प्रष्टुं काल् काल् कृतवान् कृतवान् अस्तु अस्तु आम् अस्तु अस्तु आं माम् तत्र विण्डो विण्डो तः ए एकं सीट् आवश्यकं वर्तते आम् अस्तु अस्तु एकवादन एकवादने इतः गच्छति परन्तु तत्र तत्र किं वदने किं वादने तत्र स्थास्यति आम् आम् गमिष्यति वा अस्तु अस्तु अस्तु अस्तु तत्र बुक् कर्तुं किं किम् ऐ डी आवश्यकं वर्तते अस्तु ओके ओके

खलु आम् अस्तु अस्तु तर्हि अस्तु तर्हि सायङ्काले एव एका वा टिकिट् आवश्यकं वर्तते अहं तत्रैव भ भवतः आफिस् मध्ये आगच्छामि तत्र आगत्य एकं टिकिट् ग्रहणं करोमि हा कार्यालयं प्रति आगच्छामि अस्तु अस्तु धन्यवादाः